उद्योगम् अतिरिच्य मम इष्टतमं कार्यं सङ्गीतश्रवणं वर्तते सङ्गीतश्रवणेन अतीवानन्दः चित्तशान्तिः भावनात्मकसम्बन्धः च अनुभूयते यदा चित्तम् अशान्तं भवति तदा सङ्गीतश्रवणेन तस्य निराकरणम् अपि भवति शयनकालेऽपि सङ्गीतश्रवणेन निद्रा अपि सुलभा भवति परीक्षाकाले तत् परीक्षायाः चिन्तायाः अपि निराकरणङ्करोति तत्रापि शास्त्रीयसङ्गीते मम रुचिः अधिका वर्तते शास्त्रीयसङ्गीतम् आधुनिकसङ्गीतस्य जनकम् अपि वर्तते अतः तत् श्रवणे मम अधिका रुचिः वर्तते